अन्यया भाषया संस्कृतभाषा प्रभावम् आप किमर्थम् इत्युक्ते भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती इति उच्यते जनैः प्रपञ्चे सहस्राधिकाः भाषाः वर्तन्ते किन्तु सर्वासु भाषासु गैर्वाणी एव श्रेष्ठतमा किमर्थम् इति चेत् वेदकालात् आरभ्य संस्कृतस्य प्रभावः दृश्यते ता तां भाषाम् आधारीकृत्य एव अन्यासु भाषासु भारतीयभाषासु सर्वास्वपि अनेके कवयः पण्डिताः शास्त्राणि निर्मितवन्तः उदाहरणार्थं तेलुगुभाषा सम्बन्धि व्याकरणस्य विषयं वदामि तेलुगुभाषायाः व्याकरणं संस्कृतेन लिखितम् इति आश्चर्यकरोऽयं विषयः तेलुगुभाषासम्बन्धि व्याकरणविषयान् ज्ञातुं जनाः पण्डिताः प्राचीनकाले संस्कृतभाषया तेलुगुभाषा व्याकरणं रचितवन्तः तेन अस्माभिः ज्ञातुं शक्यते भाषासु संस्कृतभाषायाः प्रभावः कीदृशी इस् अस्ति इति न केवलं व्याकरणम् अन्यानि शास्त्राणि वर्तन्ते एवञ्च इतिहासग्रन्थाः वर्तन्ते काव्यानि वर्तन्ते रूपकाणि वर्तन्ते वाङ्मयं सर्वं सर्वमपि भारतीयवाङ्मयं सर्वम् अपि संस्कृतभाषाम् आधारीकृत्य एव विराजते इत्यत्र न सन्देहः न न केवलं भारतीयभाषाः पाश्चात्याः विद्वाम्सः अपि अनेके संस्कृतग्रन्थान् सर्वान् अपि स्वस्वभाषासु अनूद्य भारतीय वाङ्मयस्य प्रसिद्धतां सर्वत्र परिव्यापयितुं प्रयत्नं कृतवन्तः तस्मात् संस्कृतभाषायां धर्मः अस्ति संस्कृतभाषायां नीतिः अस्ति संस्कृतभाषायां सर्वम् अस्ति यत् मानवस्य सर्वाङ्गीणविकासाय विकासाय उपयुक्ता भवति तस्मात् एव कारणात् सर्वाः अपि भाषाः संस्कृतभाषाधीनाः इति वक्तव्ये न कश्चित् सन्देहलेशः अस्ति तस्मात् संस्कृतभाषा सर्वासाम् अपि भाषाणां विषये यद् चिन्तयामः तर्हि संस्कृतभाषा या भाषा एव श्रेष्ठा भाषा स्रेष्ठतमा भाषा संस्कृतभाषया यदि भाषणं कुर्मः यथा पतञ्जलिना भगवता उक्तं वर्तते एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके कामधुग्भवति इति एवं संस्कृतभाषायाम् एकैकम् अक्षरं यद् वर्तते तत् प्रसिद्धिं गतम् अस्ति एकैकस्य अक्षरस्य उच्चारणम् अपि अत्यावश्यकम् अस्ति तस्मात् संस्कृतभाषा सर्वे सर्वाभ्यः भाषाभ्यः श्रेष्ठतमा भाषा इति सगर्वं वदामि जयतु संस्कृतं जयतु भारतम्